दिनपूर्त्यर्थं जलस्य आवश्यक्ता तु भवति एव तत्र वस्त्रप्रक्षालनस्य यन्त्रं यद् भवति तदपि विना ज जलं विना न चलति जलम् आवश्यकमेव यदि वयम् उद्घाटयामः चेत् तदपि यदि जलं न स्थपयामः चेत् निरर्थकम् एव द्वितीयं यदि शीतलं वायुं ददाति तत् जलेनेव चलति ए सि इति वदामः तदपि यदि तस्मिन् यदि वयं जलं न स्थापयामः चेत् सन् चलति किन्तु निरर्थकम् एव स तथा वायुः न वायुं न प्रदद् ददाति किमर्थम् इति तत्र जलं शीतलं जलं न भवति अतः जलं दातव्यम् अत्रापि आवश्यकं भवति द्वितीयं तृतीयमस्ति अयं यतोहि मत् मत्स्यपालनम् यदि कुर्मः चेत् इति मत्स्याः भवन्ति तत्रापि जलं तु अपेक्षितमस्ति भवति तत्र अपि जलं नाम स्थापयामः चेत् तदपि निरर्थकम् एव ते तेषां मृत्युः अपि भवितुं शक्नुवन्ति एवमेव प्रकारेण यदि अन्यः अपि अस्माकं कार्याणि यदि इत्युक्ते शाकानां यदि वपनं कुर्मः तत्रापि जलस्य आवश्यकता तदपि री वृष्टिकाले प्र प्रविड्काले यदि जलं सङ्गृह्य वयं स्थापयामः चेत् तद् अपि तेषां कृते सम्यग् भवति नो चेत् उष्णकाले यदि वपनं कुर्मः शाकानां तस्मिन् समये जलं तद् आवश्यकं भवति यदि न भवति जलं जलं न भवति चेत् तद् निरर्थकमेव तद् तस्य उपजा इति समये न भवति तस्य वर्धनं सम्यक्तया न भवति अतः जलं तु आवश्यकमेव जलं विना नास्ति जलेन जीवितुं शक्नुमः अस्माकं जलं बहु आवश्यकं वर्तते तदेवे अस्माकं मानवः अपि पशवः अपि किं नाम वृक्षाः अपि विविधाः जलेन विना न जीवितुं शक्नुवन्ति